हरिः ओं हरिः ओं अहं जितेन्द्रः अ नाम पाकः करणीयः आसीत् तस्मिन् विषये एवं भवान् सन्नद्धः वा अस्तु अस्तु कदाचित् नाम गतपर्याये पाकः कृतः चेत् क्वचित् कम्प्लेन् आसीत् एतेषां जनानां चेत् इदानीं यदि कम्पलेन् आगच्छति चेत् ह पुनः निराक्रियते तथैव अस्मिन् नाम अस्मिन् पर्याये समस्या न स्यात् इति अहं विभागम् अहमिच्छामि आमाम् आम् आम् आम्

ना ना क् किमासीत् गतपर्याये पनिर् निर्माणं भवद्भिः कृतं नाम ये सन्ति निर्मातारः तत्र किञ्चिद् लवणाधिक्यम् आस् आसीत् नाम लवणं किञ्चित् अधिकमासीत् तर्हि वस्तुतः किं किं न जाने किमस्ति तेषां ट्रेनिङ्ग् कथं जातम् ते कथं पाकः त् तैः कथं पाकः क्रियते लवणाधिक्यं भवति चेत् किं जनाः क्षिपन्ति भोजनं भोजनं क्षिप्ते तत्र बहु व्ययः भवति नाम अन्नो अन्नो वै ब्रह्म इत्यपि अस्माभिः उच्यते खलु चेत् अन्नस्य अपमाननं मा भवेत् इति अहं चिन्तयामि चेत् अन्नं ब्रह्म साक्षात् अत एव अहं चिन्तयामि क्वचित् समस्या यदि अस्ति चेत् सूचयन्तु कृपया किं यदि भवति चेद् नोचेत् सम्यक् भवतां कृते एव इदम् आर्डर् दीयते

आम् आम् आमाम्

आं सत्यं सत्यम् आम्

आम् आम् ओ हो

आम् अस्तु अस्तु नाम नाम सत्यं सत्यम् एवं अस्तु अस्तु अस्तु आम् आम् आमामाम् आम् आं सत्यं सत्यम् आम् आम् तर्हि अस्तु भवताम् एव नाम भवद्भिरेव अत्र नियुक्तिः भवन्तः एव कुर्वन्तु अहं आम् आम् आमाम् आम् अस्तु अस्तु आम् अस्तु अस्तु अस्तु चिन्ता नास्ति पुनः मिलामः है न नाम यदा आम् आमाम् अस्तु अस्तु नमो नमः